नमस्ते अहं मण्णगुड्डनिवासी अस्मि अहम् उडुपि केफे तः स्विग्गि मध्ये आर्डर् उत्तरभारतशैल्याः भोजनथालीम् आर्डर् कृतवती कृतवती आसम् परन्तु इदानीम् इतोपि कर्तुम् इच्छामि कृपया सेबफलस्य रसम् अपि योजयतु धन्यवादः